मम प्रान्तस्य परिवर्तनमानीता सङ्घसंस्था मम संज्ञाने तु संस्कृतभारती वर्तते संस्कृभारती जनानां मुखेषु संस्कृतम् आगच्छेत् ते संस्कृतं वदेयुः इति लक्ष्यम् अधिकृत्य कार्यं करोति दशदिनात्मकसंस्कृत सम्भाषणशिबिरमाध्यमेन संस्कृतं सरला सुलभा भाषा सर्वे भाषितुं शक्यते इति मानसिकतां जनेषु उत्पादयन्ति तत्र वृद्धाश्रमः बालकेन्द्राणि अपि सन्ति यथा चर्खिताद्रिमध्ये तौदेवीलालवृद्ध आश्रमनाम्नः एकः आश्रमः वृद्धाश्रमः वर्तते तथा च बघोलानगरे आचलछाया अनाथाश्रम इति नाम्ना एकं बालकेन्द्रम् अस्ति तथा गृहरहितानां सङ्ख्या मम प्रदेशे तु न्यूना एव वर्तते